मम ग्रामे देहभारं न्यूनं कर्तुं लोकप्रियः अस्ति प्रथमतः वाकिङ्ग् अनन्तरं योगः क्रीडा अन्य एक्ससैज् अपि वर्तते क्रिडामध्ये क्रिकेट् वालिबाल् फ़ुट्बाल् कबड्डि च बालाः क्रीडन्ति महिलाः अधिकतरं वाकिङ्ग् एव कुर्वत्यः केचन जनाः मित आहारसेवनेन देहभारं न्यूनं कर्तुं इच्छन्ति किन्तु बहवः आरम्भं करोति अनन्तरं त्यजन्ति केचन जनाः गृहकार्यं एव सम्यक् कुर्वन्ति कर्मकरी मास्तु आरोग्यार्थं वयमेव कार्यं कुर्मः इति अहं आरोग्यार्थं पतञ्जलिप्राणायामं करोमि